द्वाविंशत्यधिकद्विसहस्रतमे वर्षे सेप्टेम्बर् मासस्य सप्तमः सप्तमदिनाङ्कः चत् चतुर्दश चतुर्दशाधिकः फ़ेब्रवरि मासस्य चतुर्दशदिनाङ्कः द्वादशाधिकद्विसहस्रतमे वर्षे एप्रिल् मासस्य एकादश एकादशदिनाङ्कः एकादशदिनाङ्कः द्वाविंशत्यधिकद्विसहस्रेतमे वर्षे ओक्टोबर् मासस्य द्वितीयः दिनाङ्कः द्वाविंशत्यधिकद्विसहस्रतमे वर्षे जान्वरि मासस्य द्वाविंशतिदिनाङ्कः